अहं एकस्मिन् दिने समीपस्थनगरं गन्तुमहं किं कृतवान् बैक्यानं स्वीकृत्य अहं आरम्भमभवम् अनन्तरं किम् अभवत् किन्तु प्रातः आरभ्य अहं किमपि न भुक्तवान् अस्तु अहं गच्छामि अनन्तरं शीघ्रमेव अहं तत्र प्राप्नोमि इति विचिन्त्य किमपि अभुक्त्वा एव अहं स्टार्ट् कृतवान् किन्तु मद्ये किम् अभवत् बैक्यानं स्थगितमस्ति पुनः तत्रापि क्लेषः अग्रे अपि अग्रे टु किलोमीटर्स् पर्यन्तं कोपि नास्ति पृष्ठभागे अपि टु किलोमीटर्स् पर्यन्तमपि आपणं किमपि न लभ्यते तर्हि तत्र किं कर्तव्यम् इति अहं बहु विचिन्त्य विचिन्त्य षड्घण्टाः तत्रैव बैक्यान एव उपविश्य अहं कोपि सहायं करोति वा इति अहं बहु प्रयत्नं कृतवान् किन्तु केचन आगताः किन्तु किमपि अकृत्वा एव गतवन्तः अनन्तरं यथा पुनः इञ्जन् हीट् जातम् अनन्तरं पुनः बैक् स्टार्ट् अभवत् तता अहं प्राप्तवान्